भो महोदय अहं रामः इति मैसूरुनगरतः वदामि अहं अद्य प्रातः भोजनाय भवन्तम् आदेशः कृतवती भोजनं प्राप्तं परन्तु तत्र काचन पदार्थाः न आसन् तत्र प्रुमखतः चपाति न आसीत् ततः ततः डाल् नासीत् किञ्चिद् शुष्कम् अन्नम् एव आसीत् परन्तु तस्या अपि सूप् अपि नासीत् एवं कृते कथं भोजनं कुर्मः